बाल्यकालस्य यात्रायाः तु स्मरणं अस्ति एव सर्वेषां भवति इति चिन्तयामि बाल्यकाले सामान्यतया वयं आदोनि इति आन्ध्रप्रदेशे एकं स्थलम् अस्ति ततः बेङ्गलूरुनगरं प्रति यतोहि मम मातुः गृहं तत्र आसीत् अतः बेङ्गलूरु पर्यन्तं सर्वदा रेल्यानेन यात्रा भवति स्म तद् तत्तु बहु रोचकम् आसीत् न विस्मर्तुं शक्नोमि जीवने कदापि एकदा तु तत् तदा द्वयोः वाहनयोः तत् इञ्जिन् इति वदामः किल तत् मेलनं योजनं भवति तदा यदा किञ्चित् चलनं भवति यानस्य यदा मम पितुः अधः गत्वा प्लट्फार्म् मध्ये गत्वा किमपि तत्र अट अटन् भवति तदा एतत् चलन् अस्ति इति वयं बालाः रोदनं आरब्धवन्तः तथा बहु रोचकं यात्रा तु आसीत् एव बाल्यकाले